प्रथमतः मम वृत्तिः मद्दु अधुना जेतुम् अहं पठनकार्यमस्मि तर्हि मम वृत्तिः भवति शिक्षकः इति शिक्षकः भवितुं मम वृत्तिः बहु इच्छास्ति शिक्षायां अडिश सर्कार् इति शिक्षवृत्यां शिक्षकः भवितुम् इच्छामि अतः मम जेहेतु यत् समयं पठितुं पाठनमधुना कुरोमि इर्त्यर्थं मम वृत्तिः भवति शिक्षा अधुना अहं शिक्षा कटे रतः अस्मि अतः शिक्षकः भवितुं बहु इच्छामि तदर्थम् अन्यत् वृत्तिः भवति मम गायनवृत्तिः सिङ्गिङ्ग् सिङ्गिङ्ग् मध्ये मम बहु इच्छा अस्ति अतः वृत्तिः सिङ्गिङ् मध्ये मम अस्ति एवं शिक्षकरूपेण अहं एतदर्थं शिक्षकः भवितुमिच्छामि यत् सर्वेषां छात्राणां कृते कियत्समयः अपि दुःखं क्लेशः न भविष्यति एवम् अतः अहमस्मि चेत् सर्वेषु सर्वे भविष्यति इति लक्ष्यरीत्या अहं पाठनं करोमि अतः पाठयितुं शक्नोमि मम कुलवृत्तिः भवति ब्राह्मणवृत्तिः ब्राह्मणवृत्तिः बहु सम्यग्रूपेण अस्ति ब्राह्मणवृत्तिम् अहं करोमि एतदर्थं सिङ्गिङ्ग् वृत्तिं करोमि एतदर्थं शिक्षकवृत्तिः ट्यूशन् माश्टर् वृत्तिः मूलतः जीविका मम भवति ब्राह्मणवृत्तिः परन्तु एतत् अधुना काले के अपि न कुर्वन्ति शिक्षकः एव अहं वदामि शिक्षकः इति भवितुमिच्छामि एवं च सिङ्गरिति भवितुमिच्छामि धन्यवादः